तमिळ्नाडु प्रदेशे हिन्दवाः एव तत्रापि प्रति प्रदेशम् भिन्न भिन्न जातिजनाः भवन्ति कन्याकुमारिः तूतुकुडि किरुनल्वेलि सर्वं वयं पश्यामः तत्र नाडार् कमुनिटि इति वयं वदामः तेषां जनानाम् आधिक्यम् अधिकं भवति एवमेव तेनि मदुरै रामनाथपुरम् गुर्दुनगर् तत्र सर्वं तेवर् जनाः इति वयं तमिळ्नाडुमध्ये वदन्ति ते अधिकाः भवन्ति क्वयम्बत्तूर् समीपे प्रदेशे क्वयम्बत्तूरु तिरुप्पूर् तत्र सर्वम् कुङग् जनाः इति वदन्ति एवमे शिवगङ्गा तादृश प्रदेशेषु चेट्टियार् जनाः बवन्ति एतेषां जीवनं वयं पश्यामः चेत् सर्वेषाम् दीये ईश्वरविश्वासः अतिथिसत्कारः देशभक्तिः समाजे किमपि करणीयमिति उत्तमः विचारः कुटुम्बं सम्यक् भवितव्यं तत्र संस्कृतिः आवश्यकम् इति सर्वम् सम्यक् पालयन्तः समाजं वयं सर्वत्र दृस् समानरीत्या दृष्टुं शक्तवान् अस्मि